महाभारतं ग्रन्थः पूर्वं जय इति नाम्ना आसीत् अनन्तरं भारतम् इति नाम्ना इदानीं महाभारतम् इति नाम्ना प्रसिद्धम् अस्ति महाभारतग्रन्थे एकलक्षः श्लोकपरिमितः ग्रन्थः महाभारतं महाभारते अष्टादश पर्वाणि सन्ति आदि सभापर्वम् इत्यादीनि सन्ति भीष्मपर्वणि भगवद्गीता विष्णुसहस्रनामम् इत्येतानि सन्ति महाभारत ग्रन्थे बहूनि

उपाख्यानानि सन्ति

नलदमयन्त्योपाख्यानम् शमन्तकोपाख्यानम् इति सन्ति महाभारतं केवलं भारते न लोके एकः प्रसिद्धः एकः प्रसिद्धः ग्रन्थः अस्ति